तत्रापि याज्ञवल्क्यस्मृतिनामाख्यः ग्रन्थः इष्टतमः यतो हि ग्रन्थे अस्मिन् समाजस्य सञ्चालनाय ये धर्माः नियमाः वा अपेक्षन्ते तत् ते अत्र निगदिताः तथा च कथम्

तथा च कथं व्यवहारः करणीयः कानि खाद्यानि अस्माभिः जीवने अनुष्ठेयानि एतत् सर्वं सारल्येन गभीरतया च ग्रन्थेनानेन अवबुध्यते